अस्माकं भारतवर्षे नानाविधाः ऋत्वाधारिताः पादपाः सन्ति येषां रक्षणं सर्वदा एव सर्वथा एव अस्माभिः कर्तव्यम् ऋत्वाधारितपादपाः नाम के इति चेत् एकस्मिन् एकस्मिन् निर्दिष्टे ऋतोः ये पादपाः फलं वा शाकं वा प्रयच्छन्ति ते एव ऋत्वाधारितपादपाः यथा यथा आम्रफलं ग्रिष्मकाले एव आगच्छति आम्रफलम् आम्रवृक्षः ग्रिष्मकाले एव ददाति एवं वर्षाकाले बहुबिजफलं बहुबिजफलवृक्षः ददाति एवं ऋत्वाधारितपादपाः सन्ति तेषां सर्वदा एव अस्माभिः परिरक्षणं कर्तव्यम् तत्र परिरक्षणार्थं कानि सावधानानि स्वीक्रियन्ते इति चेत् सर्वदा एकस्मिन् उद्याने तत्र पार्श्वे सा लोहनिर्मितं जालं स्थाप्यते चेत् पशवः तत्र तत् खादितुं प्रवित्ताः न भवन्ति पुनः मध्ये मध्ये पक्षिप्रविधयः आगच्छन्ति तेषामपि अत्र भोजनं यथा न स्यात् तस्मात् तदर्थं जनैः तथा व्यवस्था करणीया पुनः समये समये वृक्षाणाम् अधः जलं संस्थापनीयं पुनः औषधादीनामपि तत्र दानं कर्तव्यम् किञ्च जैवपदार्थाः यथा गोमयं गोमयं भवति एवं केचन जैवपदार्थाः अपि भवन्ति ते वृक्षाणां ते वृक्षाणां मूलस्य उपरि अथवा नाम अधः यदि संस्थाप्यन्ते ते यदि संस्थाप्यन्ते तर्हि ते पादपाः सम्यक् तिष्ठन्ति इति मे मतम्